हरिः ओं हरिः ओं किमर्थम् एतत् समयः अभवत् प्रातः सप्तवादनं हलो न भवती एव ब द क्षीरं नीतवती खलु आनीतवती मम गृहे आं किमर्थम् एतावत् न आगतवती प्र प्रातः प्रातः सप्तवादने एव आगन्तुं खलु किमर्थं न आगतवती वृष्टिः भवति इत्युक्ते किं समये न आगतवती चेत् अहम् अन्यं अस्तु अस्तु कुतः क्षीरं अस्तु अस्तु अस्तु क्षीरम् आनितवती वा अस्तु अस्तु श्वः श्वः क्षीरे जलम् अधिकम् आसीत् किमर्थं ह्यः ह्यः क्षीरे क्षीरे जलम् अधिकम् आसीत् किमर्थम् अधिकं आसीत् एतत्तु सम्यक् नास्ति क्षीरं मधुरं भवेत् तदेव उत्तमं भवति क्षीरं सम्यक् नास्ति क्षीरं सम्यक् नास्ति चेत् अहं त्वया सह क्षीरं न ने आनेन् आनेतुम् आनेतुं शक्नुमः शक्नोमि अहं न क्रीणामि भवत्याः मूल्यम् अपि अधिकम् अस्ति मम सख्याः गृहे एकः क्षीरव्यापारी आगच्छति सः तु एतत् अधिकं न उपेक्षते भवत्याः प मूल्यमपि अधिकम् अस्ति अस्तु अस्तु त्वरा त्वरया क्षीरम् आनयतु अस्तु अस्तु अस्तु अस्तु